मम क्षेत्रे युवानः अधिकाः वर्तन्ते किन्तु तेषां कार्यं न नास्ति यतः ते बहु पठिताः पठितवन्तः सन्ति किन्तु तत्क्षेत्रे तेषां कार्यं न लभ्यमानमस्ति किन्तु तेषु ते तु कृषिकाः सन्ति इत्यतः तथा तेषां चिन्ता नास्ति किन्तु ते पठितवन्तः इत्यतः तत् क्षेत्रे कार्यम् अपेक्षितमेव अपि च ते तत्कार्यार्थमेव तत् क्षेत्रे पठितवन्तः भवन्ति इत्यतः युवानः